ह हरिः ओं किम् आवश्यकम् सम्यक् अस्मि वदतु किम् आवश्यकम् इति विण्टर् शाप्मध्ये किम् आवश्यकम् पञ्चनिमिषं महोदय आगच्छामि आपणमध्ये किम् आवश्यकं वा

आं वा हा हा हा तदपि न आगच्छति वा बहु स्थूलः अभवत् वा कृशकः अभवत् वा इति आम् आम् एवं वा तद् किमपि न न न तद् धारितवान् वा महोदय धारितवान् वा तद् यद् धारितवान् किमपि ट्याग् वर्तते खलु तद् निष्कासितवन्तः वा आम् पूर्वमेव दृष्टं खलु सम्यक्तया दृष्टम् महोदय इदानीं निष्कासितवन्तः चेत् अतः तद् एक्सचेञ्ज् कृते न भवति इति भवान् टेग् किमर्थं निष्कासितवन्तः केब्मध्ये निष्कासितवन्तः अनन्तरं तत् सम्यक्तया तद् प्रथमतया अहं न स्थापितवन्तः महोदय तद् अनन्तरं सायङ्काले आगच्छन्तु तद् दृष्ट्वा अहं ददामि इति सार्धषड्वादने आगच्छन्तु अहम् आपणे भवामि चेत् एकवारं दूरवाणीं क कृत्वा आगच्छन्तु अहं दृष्ट्वा तद् एक्सेज् कृत्वा ददामि इति अद्य एव भवति चेत् किञ्चित् विलम्बः भवति महोदय अर्जेण्ट्स्ति चेत् अहमपि दशवादने अहं स्नानं कृत्वा भोजनं कृत्वा अनन्तरं चायमादिकं पीत्वा अनन्तरम् मम अपि कार्यं भवति खलु मम शिशुः अपि भवति शिशुं स्वीकृत्य शाला शालामध्ये दशवादने वा अस् एकवारं दूरवाणीं कृत्वा आगच्छन्तु महोदय कदा आगमिष्यति इति एकवारं पूर्वं दूरवाणीं कृत्वा आगच्छति चेत् सम्यक् भवति आगच्छन्ति वा हा अस्तु अस्तु राम राम महोदय